सर्वासु व्यक्तिषु अपि काचित् शक्तिः किञ्चित् दौर्बल्यं च भवत्येव तथैव मम अपि सन्ति तच्च एवं वक्तुं शक्यते परिस्थितयः सर्वप्रकारस्य चिन्तनं कृत्वा निर्णयं करोमि अयम् एव मम शक्तिः उदाहरणं किमपि क्रेतव्यं चेत् तस्मिन् विषये अहं चिन्तयामि एतत् मम उपयोगं भवति वा यदि क्रेषयामि उपयोगं करोमि वा यावत् उपयोगं करोमि मूल्यं किं मूल्यं साधु वा इति एतत् सर्वं चिन्तयामि मम दौर्बल्यम् इत्युक्ते टेक्नालजि विषये अहं न जानामि एतस्मिन् विषये सहायम् अपेक्षितं मया इदानीन्तन काले सर्वाणि कार्याणि सङ्गणकयन्त्रस्य आधारेण एव भवति तस्य शिक्षणं बहु आवश्यकम् अतः एतस्मिन् विषये पठितुम् इच्छामि